यस्यां व्यवस्थायाम् अर्थकामौ एव अत्युन्नतलक्ष्ये इव प्रस्तूयन्ते तस्यां व्यवस्थायाम् सांस्कृतिकम् मौल्यानाम् वर्धनम् केवलं स्वतन्त्रप्रयत्नेनैव साध्यं न तु अन्यया विधया शिक्षणमपि कामार्थयोः प्राप्तयेव साधनरूपेण प्रयुज्यते इति कारणेन आधुनिकविद्यायाः कामार्थयोः प्रापणे पर्यवसानात् तस्याः विद्यायाः सांस्कृतिकमौल्यानां वर्धनम् अस्माभिः न अपेक्षणीयम् अद्यत्वे यानि सांस्कृतिकमौल्यानि जनेषु दृश्यन्ते तानि आधुनिकविद्यायाः न प्राप्तानि परन्तु केवलं तेषाम् पूर्वजानाम् आचारेण तेभ्यः अन्यैः माध्यमैः श्रूयमाणैः ज्येष्ठानां वचनैः एव दृश्यते